गृहे एव थियेटर् मध्ये या अनुभवः भवति ताम् एव अनुभवितुं शक्यते ततः रिमोट् नियन्त्रकः भवति अस्माकं हस्ते एव भवति नेट्फ्लिक्स् प्रैम् इत्यादयः बहु बहु वैविध्यं ददाति इतोपि मम आसक्तिः यत्र वर्तते तत् चित्रं मम कार्यालयस्य समये एव भवति होम् थियेटर् अस्ति चेत् कदापि द्रष्टुं शक्यते